मम समीपे तथा क्लासिक् अथवा विण्टेज् पुस्तकम् इति किमपि विशिष्टं पुरातनं पुस्तकं नास्ति किन्तु वयं ग्रामतः यदा प्रत् प्रत्यागतवन्तः अनन्तरकाले ज्ञातं यत् अस्माकं गृहे ताडग्रन्थाः आसन् इति अनन्तरकाले यद् कदाचित् अहं ग्रामं गतवती किन्तु अन्विष्टवती तत्र तु ते ग्रन्थाः न आसन् गृहे विद्यमानाः किं कृतवन्तः इति अहं न ज्ञातवती मम यातरं पृष्टवती सा तु उक्तवती तत्रैव अस्ति वा न वा अहं न जानामि कर्मकराः स्वच्छताकरणसमये कुत्रापि क्षिप्तवन्तः वा इति अतः तथा पुरातनपुस्तकम् इति किमपि नास्ति